अत् अत्र अस्माकं भारतीयदर्शने दर्शनेषु षड् आस्तिकदर्शनानि विद्यन्ते न्यायः वैशेषिकम् इत्यादीनि दर्शनानि विद्यन्ते तत्र न्यायस्य तावत् गङ्गेशोपाध्यायः अथ च गदादरभट्टाचार्यः प्रमुखः आचार्यः विद्यते व्याकरणामपि एकं दर्शनं विद्यते यतोहि दृश्यते आत्मतत्त्व आत्मतत्त्वम् विचार्यते येन तद्दर्शनं आत्मतत्त्वं व्याकरणे नापि विचार्यते अतः व्याकरणमपि एकं दर्शनं तत्र व्याकरणदर्शनस्य प्रमुखः आचार्यः भर्तृहरिः विद्यते यतोहि भर्तृहरिणा व्याकरणस्य प्रशंसाविहिता व्याकरणेन कथं मोक्षप्राप्तिः भवितुं शक्यते इति भर्तृहरिणा तावत् विचारितं विद्यते भर्तृहरिणा शब्दब्रह्म एव प्रमुखं तत्त्वं विद्यते शब्दब्रह्मणा अस्माकं समेषां सायुज्यं भवेत् तदर्थं तावत् बहुलिखितं विद्यते अनादिनिधनं ब्रह्म इत्यादि कारिकाः अपि विलिखिताः सन्ति व्याकरणं मोक्षस्य प्रमुखं साधनं विद्यते इत्यपि तेन भर्तृहरिणा प्रतिपादितमस्ति व्याकरणेन मोक्षप्राप्तिः भवितुमर्हति अतः अस्माकं भारतीय दर् दर्शनेषु यद्यपि व्याकरणास्य स्थानं नागतं विद्यते तथापि व्याकरणं प्रमुखं दर्शनम् अथ च भर्तृहरिः प्रमुखः आचार्यः इति मे मति